मह्यं शास्त्रीयसङ्गीतप्रकारः बहु इष्यते किमर्थं नाम तत्र वाद्यादिकं सम्यक् वादयन्ति तत्र इदं भवति वेणुः भवति तबला भवति हार्मोनियं भवति तेन साकं पार्श्वे गायन्तः भवन्ति अतः तत् श्रोतुं बहु आह्लादकरं भवति यदा अस्माकं ग्रामे नो चेत् गृहे कश्चन कार्यक्रमः भवति चेत तस्मिन् तदानीं शास्त्रीयसङ्गीतप्रकारम् अपि योज्यते तत्र मम अग्रजापि शास्त्रीयसङ्गीतं किञ्चित् जानाति तत् तस्य यदा अहं गृहं गच्छामि तत् श्रोतुं मह्यं बहु इष्यते तत्र तेषां रागः किञ्चित् भिन्नरूपेण भवति अतः तत् किं विभिन्नरीत्या भासते तस्मात् मह्यं तत् बहु हृद्या अस्ति हृद्या भवति सा किं शास्त्रीयसङ्गीतप्रकारः अनन्तरं तत्र किं नाम तत् तदपि अस्माकं भारतीयसङ्गीतप्रकारः वर्तते पुरातनसङ्गीतप्रकारः अतः मह्यं तद् बहु इष्यते अन्यत्र तु तत्र तेषां मनश्शान्तिः न प्राप्यते नाम इदानीम् इङ्ग्लिश् जनानाम् आङ्ग्लजनानां ब्रिटिश् जनानां विदेशीयानां एवं रूपेण शास्त्रीयसङ्गीतम् इति न भवति तत्र तेषां डी जे डिस्को इत्यादिकं भवति तत्सर्वं मनश्शान्ति तस्मिन् मनश्शान्ति न प्राप्यते शास्त्रीयसङ्गीते तु मनश्शान्ति प्राप्यते इदानीम् अस्माकं कार्ये बहु अस्माकं कृते न प्रेशर् भवति तत्सर्वं यदा वयं शास्त्रीयसङ्गीतं शृण्मः अस्माकं मनः किञ्चित् आह्लादकरम् अनन्तरम् अस्माकं कृते क्रोधः दुःखं सर्वं गच्छति तस्मात् मह्यं शास्त्रीयसङ्गीतप्रकारः बहु इष्यते तेन अस्माकं भारतीयसङ्गीतप्रकारस्य कृते अपि प्रोत्साहप्राप्तः भवति जनाः अधिकं स्तन् शृण्वन्ति चेत् तस्य कृते अपि अनन्तरं तत् सः शास्त्रीयसङ्गीतप्रकारम् अपि अध्ययनं कर्तुं पठितुं जना आगच्छन्ति अस्माकं पुराणेषु ग्रन्थेषु सर्वत्र तस्य उल्लेखः वर्तते